हरिः ओं नमस्ते अहं तु रक्षकः अहं वदामि रक्षकः रामटेक आरक्षस्थानतः अहम् अहं वदामि तदेव भवतः कृते एकः तु एकः कम्पेन् अस्ति हा भवतः कोपि आमामामाम् अभिलेखः अस्ति हा तत्र भवतः यानमस्ति यानं तु तत्र एक्सिडेण्ट् जातं तत्र कोपि जनः तु इ इदं प्रोसिजर्मध्ये तु अड्मिट् अस्ति सः तु सः तु क कोमामध्ये अस्ति तर्हि त तर्हि ह्यः वदति कस्यापि जातं आमामां तत्र आं भवतः यानस्य सङ्खा तु तत्र हा परन्तु म् पश्यन्तु भवतः तु यानस्य सङ्खा हा तत् तत्र यत् जातं यः तु रात्रौ जातं जि हा तत्र भ हा तदस्तु भवतः पश्यन्तु भवतः तु यानसङ्खा एम् एच् टु फ़ोर् टु नैन् हा एम् एच् टु फ़ोर् टु नैन् अस्ति टु फ़ोर् टु नैन् अस्ति हा परन्तु हा परन्तु भवान् तु किं भवतु भवतः तु केवलं यानमस्ति भवतः विषये तु केवलं एफ् ऐ आर् जातम् भवान् भवतः चित्रमस्ति चेत् कोपिश्चित् अहं तु अहं किमपि कर्तुं न शक्यन्ते भवतः नामे तु तत् रिजिस्ट्रेषमस्ति

तर्हि तन्मध्येपि किं किमस्ति हा हा हा तत् भवतः पत्नी तु तत् शा तत्र साक्षी तु न भवितुम् अर्हति भर्तुः तु सर्वदा तु भवान् कृते तु वदन्ति तदेव क्व किमपि तत्र फ़ुटेज् अस्ति वा किमपि अस्ति चेत् तर्हि भाषणं कुर्वन्तु फ़ुटेजस्

अस्तु तर्हि फ़ुटेजां सर्वं मिलित्वा इतोपि तद् हा चलेग हा तर्हि मित् हा तदेव फ़ो फ़ोतेज दर्शनम् आगच्छतु भवान् हा तद् साक्षात् आगच्छतु